मम लक्ष्यमस्ति प्राध्यापकः भवामि इति तर्हि तस्मिन् विषये मया प्रयासः आरम्भः कृतः अस्ति तत्र मया लीलावती ग्रन्थोपरि नगरपरीक्षा ददिश्यामि तेन मम गणितम् अध्ययनम् अधिकं वर्धयति नगरपरीक्षामध्ये मया गणितविषये परीक्षा ददिश्यामि तेन परीक्षायां एते ग्रन्थाः सन्तिः तेषां सम्यक् अध्ययनं भवति तथा तस्मिन् विषये मम अधिकाधिकं ज्ञातुं शक्नोमि तेन मम जीवने गणितपिषये अपि आस्था वर्धयति तदनन्तरं मम यत् अभ्यासक्रमे यत् यत् पुस्तिकाः ग्रन्थाः सन्ति तेषामपि अध्ययनं सम्यक्तया करोमि तेन किं भवति मम अध्ययनम् अधिकं भवति तत् कारणेन मां छात्राणां कृते सम्यक्तया पाठयिष्यामि मम लक्ष्यं मम लक्ष्यं नूतनप्राध्यापकः प्रायशः सम्यक् प्राध्यापकः च विषये सर्वं ज्ञानं भवितुं तादृशं भवितव्यम् इति मम लक्ष्यम् अस्ति अहं प्राध्यापकः भूत्वा मया मम परिवारसत्ता च समाजस्य करं दातुं शक्नोमि करकथं तर्हि समाजेन यत् मम उपरि उपकाराणि कृतं अस्ति तेषां पुनर्दानम् अहम् अपि कर्तुं शक्नोमि तथा च मम परिवारं जनानां तेषाम् अग्रिमजीवनं सुखपूर्वकं निर्वहन्ति इति